भारतस्य अनेकेषु भागेषु बालिकानाङ्कृते शिक्षायाः प्रोत्साहनार्थं द्विचक्रिका दीयते अथ च कुत्रचित् लेप्टाप् प्रदानं योजना अपि अस्ति एतादृशी योजना कुत्रापि कार्यं कुर्वन्ति कुत्रापि नापि कुर्वन्ति योजनायाः निर्माणन्तु सर्वकारेण क्रियते परन्तु यदा योजनायाः चरितार्थता कालः आगच्छति तदा योजनायाः अग्रे भ्रष्टाचारः समुत्पतति भ्रष्टाचारकारणात् बह्व्यः बालिकाः द्विचक्रिकाम् अथवा लेप्टाप् न प्राप्नुवन्ति एतेन बालिकाः अनुत्साहिताः अपि भवन्ति भारतदेशे बहुषु स्थानेषु अद्यापि बालिकानां पाठनं दुष्करमस्ति बहवः जनाः स्वबालिकां पठनार्थं विद्यालयं न प्रेषयन्ति अथ च काश्चन बालिकाः अपि विद्यालयं न गन्तुमिच्छन्ति यतोहि बाल्यकालात् तासां मानसिकता एव एतादृशी कृता अस्ति यत् ताः विद्यालयम्प्रति गन्तुम् एव न इच्छन्ति अतः बालिकाः विद्यालयं प्रति पठनार्थं गच्छेयुः एतदर्थमेव एतादृशी योजना तासां प्रेरणार्थम् एव कृता अस्ति